मया एकं हास्टल्तः प्रवासार्थं गन्तुम् एकं वाहनं बुक् कृतमासीत् तद् किञ्चित् अस्माकं परीक्षाकारणतया गन्तुं न शक्यते मया यद् दशसहस्रं भवद्भिः पूर्वं दत्तमासीत् अड्वान्स्रूपेण तद् पुनः मह्यं जीपे मध्ये वा फ़ोन्पे मध्ये वा प्रेषितुं शक्नु प्रेषितुम् अर्हन्ति